ओला आटो कैब् खलु भवान् कुत्र अस्ति भवान् भवतः सङ्केतं प्रेषयतु अहं मार्गस्य समीपे एव अस्मि दशनिमेषाभ्यन्तरे अत्र आगच्छतु कति रूप्यकाणि भवन्ति अस्तु शीघ्रम् आगच्छतु धन्यवादः